आम् अहम् अतिथिभ्यः सम्यग्रूपेण सत्कारं करोमि तेषां कृते अहं विविधं पाकमपि करोमि यथा अन्नं सूपः पञ्चव्यञ्जनं पर्पटः मिष्टान्नम् इत्यादयः एतानि सर्वाणि खादित्वा ते आनन्दम् अनुभवन्ति अपि च मत् प्रति तेषां प्रीतिः

पुनः आगमनाय तान् अहं वदामि ते सामोदं भुक्त्वा गृहङ्गच्छन्ति